हरिः ओम् नमस्कारः हा सर् मम अहम् अधुना त्रिशूर्नगरे अस्मि ह्म् मम नाम विजयराघरवः इति मम मया तावत् तमिळ्नाडु प्रदेशं प्रति गन्तव्यं मध्ये मध्ये पालकाड् द्वारा एव गन्तव्यं भवति पालकाड् नगरे अधुना तत्र निर् मध्यकालीन निर्वाचनमस्ति खलु तत्र निर्वाचनावसरे निर्वाचनावसरे ह्म् धनं धनम् अधिकं नेतुं न शक्यते इति मम मित्राणि वदन्ति ह्म् भवन्तः तद्विषये किञ्चित् मां बोधयन्तु कति नेतुं शक्यम् इत्यादिकम् अस्तु तत्र नियन्त्रणं निर्वाचनकाले नियन्त्रणमस्ति इति नियमः नियन्त्रणमस्तीति उच्यते परन्तु अधुना अधुना तावत् किमपि तत्र मया तावत् उत्कोचदानं वा उत्कोचार्थम् उत्कोचं दातुं किमपि न नी न नीयते वस्तुतः मम मम मम मम मम मम भगिन्याः विवाहाथं मया धनं नेयमस्ति सर्वे धनमेवं सर् सर्वेषां कृते तत्र एलेक्ट्रानिक् ट्रान्स्वर् इत्यादिकं कार्यकरणं न स्यात् तेन तेन मया यत् किमपि प्रमाणं स्वीकृत्य तत्र प्रमाणे प्रमाणेन साकं सप्रमाणम् आगच्छामि चेत् तत्र अनुमतिर्भवति वा यतो हि विवा वि विवा वि वि वि हा अपि च इदमपि तत्र विवाहस्य पत्रिका अपि आवश्यकी वि इन्विटेषन् कार्ड् अपि आवश्यकं वा हा हा हा हा मम मम मम तु न्यूनातिन्यूनं पञ्चलक्षपरिमितिः धनं मया इतः स्वीकृत्य आगम्यते चेत् हा तद् समीचीनं सत्यम् अस्तु आचार्य धन्यवादः धन्यवादः ह्म्